मया मम मित्रैः सह अनौपचारिकतया एव अनेकेषु स्थलेषु तरणं कृतम् नाम नद्यां कूपे तडागे समुद्रे च बहुवारम् अहं तरणार्थं गतवान् आसम् तत्र अस्मत् गृहेव बृहदाकारककूपे अनेकेषां तरणार्थम् अत्यन्तं सुखम् अनुभूतवामश्च तत्रापि गङ्गायां नर्मदायां तरणम् इत्युक्तौ अत्यन्तं प्रियतमं प्रियतरं च मम भवस भवति मित्रैः सह गच्छामि चेद् इतोऽपि सुखाय भवति तादृशं तरणं पुनः पुनः अहं सम्पादयितुं प्रयत्नं कुर्वाणो एव भवामि गच्छामि च अधिकतया तु नर्मदायां गङ्गायां तरणं रोचते मह्यम्